महाभारते मम इष्टतमः अत्यन्तं प्रियतमः सदा सर्वदा प्रतिक्षणम् अहं स्मरामि तं परमात्मनं श्रीकृष्णम् अतः श्रीकृष्णः मम अत्यन्तम् इष्टतमं पात्रमिति वदामि यतः प्रप्रथमः परामर्षकः भवति सः कदाचित् मित्रं भवति कदाचित् सखा भवति कदाचित् बन्धुः भवति कदाचित् भ्राता भवति अनुपस्थितौ उपस्थितः भवति सः धर्मस्य रक्षणं प्रत्येकं सम्बन्धे यथा कृतवान् तथा कदाचित् कश्चित् कर्तुं न शक्नोति यद्यपि सः जानाति स्म अग्रे तस्य विषये अन्यथा स्मरन्ति तथापि सम्पूर्णे महाभारते धर्मस्य सुव्यवस्थापनाय जनानां मस्तिष्कपरिवर्तनाय जनानाम् आन्तरिकशुद्धये श्रीकृष्णपरमात्मना यथा प्रयत्नः कृतः तथा कद् कदाचित् अन्योपि अवतारेण न कृतम् इत्यहं चिन्तयामि अतः अत्यन्तम् इष्टतमं पात्रं भवति तस्य श्रीकृष्णस्य